मम मातुः शिक्षा तावत् षष्टमकक्षापर्यन्तमासीत् पितुः शिक्षा तावत् पञ्चम कक्षा पर्यन्तम् असीत् पितामहस्य शिक्षा विषये कदाचित् न जाने अहं परन्तु तेषां युवावस्थायां तावत् पितुः युवा युव युवावस्थायां सः शैक्षिकीं योग्यतां त्यक्त्वा कौशलयुक्तशैक्षिकशिक्षायाः प्राप्तं शिक्षां प्राप्तवान् तेनाधारेण सङ्गीतकलायाम् सः प्रमाणपत्रं प्रमाणपत्रं च प्राप्त्य तेन आधारेण उद्योगप्राप्तिः जातः तर्हि तादृश तेषामपि युवावस्थायाम् तावत् शैक्षिकीय अवसराः आसन् इत्येव अस्माभिः अङ्गीकर्तुं शक्यते तत् तत् समाजे तत् तत् काले अपि सर्वथा अस्माकं शिक्षायाः आधारेण उद्योगव्यवस्था आसीत् च उत्तम अवसराः आसन् एव अस्माकं अज्ञानं भवति इति शैक्षिकाः अवसराः नासन् इति कथन् कथयामश्चेत् अतः तादृशः अवसरः आसन् सम्प्रति साधुनिकसमाजे अपि बहवः उद्योग अवकाशः भवन्त्येव यदि अस्माकं गतिः तथा भवति तर्हि अवश्यमेव अस्माभिः उद्योगस्य अथवा अवसराणां प्राप्तिः भवति इति मे मतिः